अहं शिल्पनिर्माणम् इत्युक्ते मृत्तिकाया शिल्पनिर्माणं करोमि टेरकोट्टा इति तत्र कला अस्ति तत् कार्यं करोमि प्रथमं मम मनसि किं कल्पना भवति तत्र तत्र उपयोगं करोमि तत् स्व कल्पनां स्वीकृत्य मनसि एकं कल्पना आगच्छति तत्स्वीकृत्य वित्रं मनसि एव कृत्वा तत्करोमि अनन्तरं कष्टमैस् करोत् केचन ग्राहकः आगच्छति खलु ते वदन्ति एतदेव एतदेव स्वीकृत्य नवीनकलाकृतिं करणीयं पुरातनकलारीतिः मास्तु एतदेव करणीयम् एतदेव करणीयं वास्तुप्रकार करणीयमिति वदन्ति तदेव कार् कार्यमहं करोमि

नन्तरं मृत्तिकामध्ये तत्र मृत्तिकायायाः उपयोगं करोमि चेत् तत्र मृत्तिका अपि उत्तममृत्तिका आवश्यकं इदानीन्तनकाले तु उत्तममृत्तिका एव न मिलति तत्र शिलाखन्डः अधिकं भवति तैलमधिकं भवति चेत् किमपि कार्यं कर्तुं किञ्चित् क्लेशः भवति तत्सर्वं दृष्ट्वा अनन्तरं कार्यं करणीयं अनन्तरं तत्र कित् तत् अनन्तरं मनसि के के यदा कदाहम् एवमेव करोमि प्रथमं करपत्रं पत्रं स्वीक पुस्तकं स्वीकृत्य तत्र चित्रं कृत्वा अनन्तरं करोमि तदपि करोमि एतदपि करोमि मनसि कल्पनां कृत्वा तदपि करोमि